अहम् एकस्मिन् स्थानानि गत्वा तस्य नामः अलिबागः अलिबागः इति केभ्यः जना जनेभ्यः मिनि गोवा इति कथ्यते मुम्बैतः पुणेनगरस्य एकदिवसीय यात्रा समीपस्थं स्थानम् अस्ति समुद्रतटे समुद्रभोजने च प्रसिद्धम् आसीत् तस्य अनेक अनेकस्थलं कोलाबा किल्ला कनेकेश्वरमन्दिरं पद्मेक्षीरेनुका खण्डेरि अनन्दि चौलगणेशमन्दिरम् कानोजी अङ्ग्रे समाधिः उमा महेश्वरः मन्दिरं मन्दिरं बालाजीमन्दिरं मुरुदजञ्जिरा किल्ला दत्तमन्दिरं हिङ्गूलजामन्दिरं शीतल् शीत्लादेवी चुम्बकीय वेदशाला अलिबागनगरस्य परिसरे च केन च मुख्याः आकर्षण स्थानानि कौरे कौरेले दुर्गाणि सन्ति तेन सह मराठीभाषां प्रथमं शिलालेखः अक्षिग्रामे इति मन्यते सास्वाने नगरस्य कर्म करशिल्पि निकुञ्जे अतीवसुन्दराः अभि अभिव्यन्जकाः च शिल्पास्सन्ति अलिबाग अलिबागसमुद्रः पर्यटकानां कृते प्रसिद्धः आसीत् समुद्रतटे समुद्रतटानां कृते प्रसिद्धम् अलिबागनगरम् जलं साहस क्रीडाः अपि प्राप्नुवन्ति जलक्रीडाः मुख्याः मुख्याः समुद्रतटाः सन्ति मण्डवास् समुद्रतटः नागावससमुद्रतटः अलिबागे समुद्रतटः च एतेषु समुद्रतटेषु पैरासलेग्मं समुद्रिं कायाङ्ग् किङ्ग् जेट्स् स्किङ्ग् इत्यादि प्राप् प्राप्यन्ते अलिबाग समुद्रः पर्यटकानां कृते प्रसिद्धः आसीत्